चित्रा चित्रणावसरे मम तु अधिकं रुचिः अस्ति किन्तु समयः न लभ्यते अन्यचित्रकारः यत् सुलभतया कुर्वन्ति तत् दृष्ट्वा एव अहं प्रयतामि किन्तु साक्षात् न आगतं सर्वेभ्यः सामान्यतः एकं सीनरि वा कोलाहलस्य क्षेत्रं व युद्धक्षेत्रं व तादृशं चित्रं कष् चित्रितुं कष्टं भवति इति मन्ये तदपि अभ्यासबलेन एव साधनीयं भवति